मम पुत्रः मया पाठितः अस्ति सः सः अपि तरणं करोति सः तरणकुण्डे एव अभ्यासं कृतवान् नद्यां न नदी अत्र नास्त्यपि अतः तरणकुण्डः ततः निमज्जनसमस्या नास्ति तत्र सर्वेपि तत्र यत् सूत्रं पाल पालन पालनं भवति पालनं कृत्वा एव तरणं कुर्वन्ति अतः सा समस्या नास्ति